वेदान्तानाम् सर्वाणि पुस्तकानि मम उपरि बहु प्रभावं कुर्वन्ति तेषां यदि अहम् एकं पुस्तकं स्वीकरोमि तर्हि तत् इन्ट्रोडक्षन् टु वेदान्त इति एकम् एकं पुस्तकं भवति तत् पुस्तकं मम उपरि बहु प्रभावम् अजनयत् किमर्थं कथम् इति चेत् वयम् हू आम् ऐ अहं कः इति न जानामि स्वाभावि स्वाभाविकेन न जानामि अतः अहं कः अहं वास्तवेन कः इति ज्ञानं तेषां पुस्तकानां वेदान्तानां पुस्तकानां तत् श्रवणेन च तत् तत् ज्ञानम् उदेति अतः बहु प्रभावम् अजनयत् तत् पुस्तकेन